मम कुटुम्बे सर्वेऽपि वयं सहकारेण सौहार्देन प्रीत्या च भवामः एवम् अस्माकं सम्भाषणं प्रीतिपूर्वकं भवति कार्यं यदि कर्तव्यं तर्हि परस्परं सहकारं दद्मः वयं गृहे एवं सर्वेऽपि ये ये भवामः गृहे माता पिता अनुजः अग्रजः वा प्रजावती वा सर्वेऽपि वयं यत् किञ्चित् क्रियते चेत् मुक्तरूपेण वदामः मया इदं कार्यं कृतम् एवं क्रियते एवं उक्त्वा सर्वेभ्यः यथा सर्वेऽपि यथा जानन्ति तथा एव अस्माभिः कार्यं क्रियते पुनः यदि एकः निर्णयः स्वीकर्तव्यः वर्तते तर्हि पिता नाम गृहस्य यजमानः यः वर्तते मम पिता सः सर्वान् अपि वदति एवं निर्णयं स्वीकर्तुं शक्नोमि वा अहम् इति अस्माकं मुक्त अवकाशः वर्तते अस्माकम् अभिप्रायः कः इति वक्तुम् अतः तत्सर्वमपि स्वीकृत्य सः तदनुगुणं निर्णयं स्वीकरोति इति कृत्वा एकः सौहार्दः अस्माकं गृहे वर्तते तस्मात् तेन कारणेन अस्माकं गृहे परस्परं वैमनः पुनः द्वेषः इत्यादिकम् असूया तादृशं किमपि भावः नास्ति सर्वेऽपि प्रीत्या सहकारेण सौहार्दरूपेण वयं जीवामः इति किञ्चित् कुटुम्बस्य विषये एवं मित्राणां विषये वक्तव्यं चेत् सर्वे अपि बहु उत्तमाः एव सन्ति अतः सर्वेऽपि वयं किं कुर्मः परस्परं सहकारः अस्माकं वर्तते एवं यत्किञ्चित्कार्यं कर्तव्यं चेत् मिलित्वा कुर्मः सन्तोषेण कुर्मः अतः सन्तोषः अपि वर्धितः वर्तते एवं परस्परं कथं वर्तन्ते कथं कर्तव्यं किञ्चित् इत्यपि ज्ञायते एवं यदि एकः दोषः मया क्रियते चेत् सा मम मित्रम् एवं न कर्तव्यम् इति मां वदति इत्युक्तौ तथा मुक्तता अस्माकं मध्ये वर्तते एवं यदि तया किमपि क्रियते चेत् हा इदं सम्यक् वर्तते इदम् एवमपि कर्तुं शक्यते इत्यपि वक्तुं शक्यते एवं मुक्तता यदि वर्तते तर्हि तत्र स्नेहः सम्यक् भवति इति मम अभिप्रायः एवं यदि स्नेहः समीचीनः भवति तर्हि सन्तोषः सहकारः अपि भवति एवं वयं सर्वेऽपि प्रीत्या भवामः इति सन्तोषेण भवामः इति एवं वक्तुम् इच्छामि